परिवारस्य कृते आरोग्यकरं पाकम् इत्युक्ते परिवारे जनाः यादृशं भोजनम् इच्छन्ति तादृशम् एव पा

क्रियते चेत् तेषा सर्वेषाम् अभिरुचिः भवति विशेषतया अस्माकं गृहे तु तस्य मसालादिकं न इच्छन्ति तत्र तिक्थबाहुल्यं न भवति किञ्चित् मधुरतरम् एव सर्वे इच्छन्ति अतः एतत्तु सर्वेषाङ्कृते रुचिकरं भवति किन्तु आरोग्यदृष्ट्या अधुना तु मसाला अधिकं भवति चेत् तस्य पित्थादिकं वर्धते तं पुनश्च तैल तैलेन या यः पाकः क्रियते तेनापि आरोग्यहानिः भवति अतः तैलस्य न्यूनं न्यूनीकरणं पाके कर्तुं शक्यते तत्तु यदा आवश्यकं भवति तथा तस्य न्यूनत्वेनेव उपयोगं कुर्मः एवञ्च